नम योग प्रशिक्षणं ददाति भवान् एव खलु

अहं अहं योगविषये योगासनानां विषये किञ्चिद् इव प्रष्टुम् इच्छामि हा स्थौल्यनिवारणार्थं कानि आसनानि उपयोग्यानि भवन्ति इति विवरणं ददाति वा सूर्यनमस्कारस्य साक्षात् प्रातः सूर्यनमस्कारः एव करणीयं वा अथवा व्यायमङ्कृत्त्वा अनन्तरं करणीयं वा किम् इति

कति कति दिनानि प्रशिक्षणं दीयते भवतां केन्द्रे आदिनं तत्रैव स्थातव्यं वा अथवा गत्त्वा आगन्तुं शक्यते वा प्रातः आगत्य प्रशिक्षणं स्वीकृत्य पुनः सायम् आगन्तव्यम् अथवा दिवा दिने एकवारम् इव कथम् इति सूचयति वा

तत्र तत्र स्थौलनिवारणार्थमेव एक प्याकेज् अस्ति वा कोर्स्

तद् अपि अस्ति प्रशिक्षणस्वीकरणम् अनन्तरं कियान् कालः आपेक्षितः भवति सूर्यनमस्कारस्य अनन्तरं योगासनस्य वयं कर्तुं

अस्तु तर्हि अन्ये आरोग्यविषये इदानीं मधुमेहस्य विषये विशेषः आसनानि सन्ति वा इति मधुमेह निवारणार्थम् उपयुक्ता आसनानि सन्ति वा

उदरकेन्द्रितः आम् अस्तु भोः तर्हि भवान् प्रशिक्षणस्य आरम्भदिनाङ्कं सूचयतु अहं तद् पूर्वं तत्र आगत्य मम रिजिस्ट्रेशन् कारष्यामि अस्तु धन्यवादः